तद् जलदण्डिका यन् मया आवेदिता तद् यथा फ़ोटोमध्ये प्रदर्शिता आसीत् तथैव प्राप्ता किन्तु तस्याः गुणवत्ता निम्नतरा प्राप्ता सर्वप्रथमं तु लघुपुटस्य मुद्रा अपि छिन्नभिन्ना आसीत् कज्जलदण्डिका पूर्वे अपि प्रयुक्ता आसीत् तस्य वैधतातिथिरपि निर्गता वस्तुतः निम्नतमम् इदं वस्तु मया अद्यतनेषु क्रीतेषु वस्तुषु